अहं उत्तरभारतीयक्षेत्रे राजस्थानप्रदेशे गणितविज्ञानकक्षां च शिक्षितुं मया विशेषवर्गः गृहीतः आसन् तथा च अस्माकं क्षेत्रे एतेषु त्रयेषु गणितविज्ञान आङ्ग्लभाषाविषयेषु बालकानां विषये विशेषेण ध्यानं दीयते यतोहि एतेषु त्रयेषु विषयेषु छात्राः दुर्बलाः सन्ति तथा च तस्मिन्नपि विशेषं ध्यानं दीयते अत्र शिक्षकानां प्रायोगिकभाषायाः प्रयोगं करणीयं च गणितविज्ञानविषये विशिष्टं चर्चामपि जायते विशिष्टं चर्चायाः आवश्यकता अपि अस्ति तदा बालकस्य विचारान् तर्हि परिवर्तनं करोतु बालकः स्वयं पूर्वमेव अपि ज्ञातवन्तः कि अहम् अपि विज्ञानगणितविषये दुर्बलः जायते इव धार एवमेव धारणानां परिवर्तनं कुर्युः तदा संस् गणितविज्ञानविषयेऽपि परिवर्तनं भविष्यति